मम प्रान्तीयभाषा भवति कैरळी तस्याः उपभाषा इति वक्तुं किमपि न वर्तते इति मन्ये कैरलियाः संस्कृतेन सह सम्बन्धः वर्तते यतोहि संस्कृतस्य बह्वी बहवः उपयोगाः कैरल्यां वर्तते बहूनि पदानि च वर्तन्ते कैरल्यां संस्कृतेन सह कैरल्या संस्कृतेन सह संस्कृतस्य कैरल्या सह किमपि भेदः इति वक्तुं नास्ति इति प्रायः भेदः नास्ति केरलियाः तमिळ् भाषाया सह स सः अपि सम्बन्धः वर्तते द्रविडभाषायाः आङ्ग्लभाषायाः तथा कैरल्याश्च संस्कृतेन सह महान् बन्धः एव भवति किन्तु प्रादेशिकभेदाः तत्र महान्भेदः नास्ति तथापि किञ्चित् भेदः कश्चन भेदाः वर्तन्ते वर्तते वर्तन्ते एव